मया यथा पूर्वं स्वीकृतम् आसीत् यथा पूर्वम् आगतमासीत् तदेव विचिन्त्य पुनः ओर्डर् कृतम् परन्तु इदं साक्षात् विपरितम् एव अस्ति तत बहु स्मूत् आसीत् परन्तु अत्र ब्लेड् समय्क् नास्ति मुखे व्रणः जायते बहु सम्यक् अनुभवः नास्ति इति अनेन